आम् चारणसमये अस्माभिः सिंहः दृष्टः बहु भयः जातः प्रथमवारं दृष्टम् इत्यस्मात् परन्तु प्रथमवारमेव दृष्टमस्ति छायाचित्रं निष्कासनीयमित्यपि महती आशा आसीत् बहु कष्टेन शब्दं विना अस्माभिः उपविश्य सिंहस्य छायाचित्रं स्वीकृतं वर्तते लेन्स् केमरा नीतमासीत् दूरतः निष्कासितं तत् इन्स्टाग्रां मध्ये पोस्ट् अपि कृतं वर्तते एवं क्लेश क्लेशः अनुभूतः एतादृशछायाचित्रस्वीकरणसमये परन्तु अनुभवः सम्यक् आसीदिति सिंहः एतावत्समीपतया दृष्टः इति कृत्वा नूतनः अनुभवः बहु भयमासीत् परन्तु प्रायः सिंहः आहारं स्वीकृतवानिति भाति तावत् आहारं न अन्विष्टवान् यदि सः आहारम् अन्विषति स्म तर्हि वयं सर्वे तस्य आहार्याः भवन्ति स्म भवामः स्म पुण्यमस्माकं सिंहः भुक्तवान् सिंहस्य दर्शनभाग्यं लब्धं सम्यक् आसीत्